अहम् आवां वयं अस्माभिः इत्यादयाः शब्दरूपाः तथा च धातुरूपेषु पठति पठ् धातु गं धातु गम ग गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छत गच्छामि इत्यादयाः बहूनि धातु शब्द धातुरूपाणि शब्दरूपाणि च मया व्यवहारः क्रियते संस्कृतं भाषणवेलायां तत्र पुनः आदौ तु सुप्रभातं भवान् कथमस्ति मया मम नाम किं मम नाम वदामि वदामि मम कक्षा किं कक्षायाम् अहं पठन् आसम् कुत्र पठन्नासम् तदेव प्रयोगं करोमि तथा च अनेकानि सुभाषितानि अपि मया प्रयुक्तः व्याः मम संस्कृतभाषणे तद्यथा न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथो कुन्ति किमेभिर्भुजैः इत्यादयः वाक्यानि मया श्लोकरूपेण व्यवहारः कृतम् आसन् तथा च संस्कृतभाषणस्यान्ते पुनः मिलामः इत्यादयः